संस्कृतभाषा विकासः पुरातनकाले आर पुरातनकालादारभ्य अस्ति किन्तु मध्यकाले तु किञ्चित् स्थगितमासीत् तत्रत्य रीतिः किञ्चित् भिन्नमासीत् यत् यद् या कापि भाषा पठनीयं चेत् आदौ तत् श्रोतव्यं द्वितीयं तु वक्तव्यं पुनः लेखनीयम् अनन्तरं पठनीयम् एतादृशक्रमः यदा अनुवर्तयामः तदानीं भाषा समीचीनतया अवगन्तुं शक्नुमः भाषायाः विकासः तत्र भवितुमर्हति संस्कृतभाषा पुरातनकाले बहुधा सामाजिकभाषा आसीत् बहवः उक्तवन्तः किन्तु यदा मध्यकालः इदानीन्तनकालं पुरातनकालं यदा वयं चिनुमः तत्र मध्ये एक कालांशः भवति तस्मिन् समये तत्रत्य वातावणं बहु भिन्नमासीत् कथनस्य रीतिः न्यूनमासीत् भाषाविकासः किञ्चित् न्यूनं जातमिति वक्तुं शक्नुमः इदानीन्तनकाले संस्कृतभारती इत्यादि संस्थाः बहुधा प्रायत्नं कृत्वा संस्कृतवातावरणं संस्कृत आन्दोलनं कर्तुं प्रयत्नं कुर्वन्तः सन्ति आदौ संस्कृतं जनाः श्रुण्वन्ति तदनन्तरं वदन्ति तदनन्तरं पठन्ति लिखन्ति च एवमस्ति चेत् भाषाविकासः सोपानरूपेण कर्तुं शक्नुवन्ति तत् उपयोगाय अपि भवति